शास्त्राध्ययनं चिकीर्षुभिः तत्पूर्वं कथं सज्जता स्यात् कथं सज्जता करणीया इति विषये कथयामि यत् शास्त्राध्ययनं कर्तुं ये छात्राः उत्सुकाः सम्प्रति तस्य शास्त्रस्य ज्ञानं तस्य शास्त्रस्य मतिः आवश्यकी अस्ति शास्त्राध्ययनं पूर्वं तस्य शास्त्रस्य एका परिचयात्मिका बुद्धिः विश्लेषणात्मिका बुद्धिः अवश्यंभाविनी अस्ति एवमेव तत् शास्त्रम् अधिकृत्य ये गुरवः सन्ति तेषां गुरूणाम् उपरि श्रद्धा विश्वासः एवञ्च स्वस्मिन् उपरि संयमः स्यात् तदेव शास्त्राध्ययनं मध्ये दक्षता भविष्यति अध्ययनकाले विशिष्टाचारः एवञ्च श्रद्धा भवेत् तदेव शास्त्राध्ययनं भविष्यति